अद्यतनबालाः तावत् मोबैल् द्वारा भिन्नभिन्नक्रीडाः क्रीडन्ति अपि च न केवलं चलदूरवाणी अपि च अन्याः क्रीडाः अपि सन्ति इदानीं टी वी द्वारा तत्र प्रायः एतत् सर्वं बोधयन्ति टी वी द्वारा तत्र प्रदर्शनं कुर्वन्ति तादृशक्रीडाः भवन्ति उदाहरणार्थं किं एतत् वायुगोलकं वायुगोलकभग्नम् अथवा वायुगोलके नाम एवं मुखेन अथवा गोलकानां मुखेन नयनम् एतादृशरूपेण विभिन्नक्रीडाः छात्राः क्रीडन्तः सन्ति अपि च तत्र प्राचीनकाले किं भवति चेस् केरम् इत्यादिक्रीडाः आसीत् अद्यापि चेस् इत्यादिक्रीडाः भवन्ति सुडोकु इत्यादि क्रीडाः भवन्ति पुनः एतत् पब्जि इत्यादिक्रीडाः अत्यन्तः मारकं भवति छात्राणां कृते बालानां कृते परन्तु अद्यापि सा एव क्रीडाः छात्राः अत्यन्तम् इच्छन्ति च तदर्थं किं करणीयं यथाशक्तिः उत्तमक्रीडाः एव प्रोत्साहना देया न पुनः नूतनाः क्रीडानां कृते विचिन्त्य प्रोत्साहनं करणीयं भवति